आं सजीवव्यक्तिम् आधृत्य मया चित्रं लिखितुं प्रयत्नः कृतः वर्तते यथा वयं भावचित्रं दृष्ट्वा लिखामः तत्र सौलभ्ये सुलभतया लिखितुं शक्नुमः किन्तु सजीवव्यक्तिं दृष्ट्वा किञ्चित् कष्टमेव सः अनुभवः विशिष्टः एव तत्र क्लेशः कः इत्युक्तौ छाया कथं प पतति इत्यादि विचाराः अवगन्तुम् अ अत्यन्तं क्लिश्यन्ते अपि च यथा सजीवव्यक्तिः वर्तते तद्वत् अत्र वयं चित्रे आनयितुं क्लेशम् अनुभवामः यदि भावचित्रं किञ्चित् भवति तर्हि तत् दृष्ट्वा वयं रेखाङ्क रेखाङ्कन्ं कर्तुं शक्नुमः सजीवव्यक्तिं दृष्ट्वा लेखनम् इतोपि अभ्यासः कर्तव्यः